अस्माकं प्रदेशे बहवः प्रसिद्धाः सामूहिककार्यक्रमाः भवन्ति यथा नाटकीय क्रा कार्यक्रमः विविध उत्सवाः मेलापकः विवाहकार्यक्रमः इत्यादयः एतेषु सामूहिककार्यक्रमेषु जनाः एकत्रिताः भवन्ति परस्परं वार्तालापं कुर्वन्तः प्रसन्नाः भवन्ति नाटकीयकार्यक्रमेषु जनाः नाटकं वीक्ष्य मुदिताः भवन्ति विविध उत्सवेषु जनाः मिलित्वा उत्सवं मन्यन्ते मेलापकेषु विविधदृश्यं दृष्ट्वा मुदिताः भवन्ति